नमस्ते मञ्जुला भगिनी वा भवती योगः पाठयति वा योगेन किं प्रयोजनं भगिनि एकवारं वदतु एवं वा एतत् योगः तथा जिं कदा भिन्नं कदा भिन्नं भगिनि इदानीमहं कति दिनानि जिं अपि गतवती इदानीं योग जोयिन् कर्तुं इच्छामि तथा द्वौ अपि कथं भिन्नम् इति एकवारं हा हा वदतु भगिनि ओ योगः उच्यते चेत् इति उच्यते चेत् प्राणायाम आसन एव खलु

अष्टाङ्गयोगः इति किं

उभयोः इत्युक्ते शारीरिक अथवा मानसिक द्वौ अपि ओ उभयोः अपि विकासनं भवति वा भवती सर्वे पाठयति वा आगच्छति चेत् ओ अस्तु भगिनि श्वः एव आगमिष्यामि अस्तु भगिनी कति समये आगन्तव्यं अस्तु भगिनि धन्यवादाः राम् राम्